कर्णाटकस्य प्रथमनाम मैसूर् महासंस्थानम् एवम् आसीत् अनन्तरम् एकीकरणा अनन्तरं कर्णाटक इति नाम अभवत् करणाटकस्य भौगोलिकविषये त्रीणि भौगोलिकप्रदेशानि सन्ति कर्णाटके कर्णाटकस्य पश्चिमभागे अरबीसमुद्रम् अस्ति वायुव्येभागे गोवा अस्ति उत्तरे महाराष्ट्र पूर्वे तेलङ्गाणा अस्ति आग्नेयभागे तमिल्नाडु नैऋत्यभागे केरला एतदस्ति कर्णाटकस्य भौगोलिकप्रदेशः एवं वर्तते करावल्लीकर्णाटकः मलनाडु बायलसीमे इति अरावल्लीकर्णाटके पश्चिमगट्टाः अस्ति मलैनाडुप्रदेशे अरबीसमुद्रस्य साकं पर्वतं नि सन्ति अनन्तरं बायलसीमे एतद् दख्खन् प्रस्थभूमि इति कथ्यते अस्य राज्यस्य विषये एतद्भौगोलिकविषयम् अस्ति